सप्टेम्बर्मासस्य नवमदिनाङ्कः विंशत्यधिकद्विसहस्रतमो वर्षम् आगष्ट्मासस्य तृतीयदिनाङ्कः विंशत्यधिकद्विसहस्रतमो वर्षम् आगष्ट्मासस्य पञ्चमदिनाङ्कः एकोनविंशत्यधिकद्विसहस्रतमो वर्षं जनवरीमासस्य तृतीयदिनाङ्कः एकोनविंशत्यधिकद्विसहस्रतमो वर्षं फ़ेब्रवरीमासस्य पञ्चदशतमदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रतमो वर्षम्